आम् अहं नृत्यसम्बन्धिनं प्रसिद्धं यूटूब् चानल् टिबिसोच् पश्यामि तत्र मध्ये पारम्परिकनृत्यं नामानि यथा कथक् भरतनाट्यं कथक्कलि मणिपुरि ओडोस्सि कुचिपुडि सस्त्र्याबङ्ग् मोहिनि अट्टम् एतानि पारम्परिकनृत्यं दर्शयन्ति